तन्त्रज्ञानं सञ्चारक्षेत्रे महत् साहाय्यम् अकरोत् इति अहं चिन्तयामि उदाहरणार्थं मम बाल्ये एव यदि क्वचित् गन्तव्यं रैल्यानेन ते यदि तर्हि रैल्निस्थानकं गत्वा पूर्वस्मिन् पूर्वमेव तत्र आरक्षणम् आरक्षणं कृत्वा आगन्तव्यम् आसीत् तेन विना आरक्षणं न प्राप्यते स्म एव रैलनिस्थानके एव आरक्षणं कर्तव्यम् एवमेव यदि बस्यानेन क्वचित् गन्तव्यं तर्हि तत्र बस्यान आरक्षणकेन्द्राणि आसन् तत्र गत्वा धनं दत्वा आरक्षणचीटिकां स्वीकृत्य यदि आगम्यते तर्हि एव सुरक्षित आरक्षितरूपेण गन्तुं शक्यते तेन विना गमनमेव न स्व आरक्षितगमनं न शं सम्भवति स्म एव अद्यत्वे तु इदं सर्वम् अत्यन्तं सरलं जातम् अस्ति उपविश्य गृहे एव निमेषद्वये यस्य कस्यापि यानस्य बस्यानस्य स्यात् रैल्वेयानस्य स्यात् विमानयानस्य स्यात् सर्वेषामपि आरक्षणं कर्तुं शक्नुमः न केवलम् आरक्षणं यदि न गम्यते तर्हि तत्र धनमपि धनस्य प्रतिनिर्यातनमपि अत्यन्तं सुलभं जातम् अस्ति एकेन तत्र मोबैल्यन्त्रद्वारा एव यत् आरक्षितमस्ति स्थानं तत् मास्तु इत्यपि निवारयितुं शक्नुमः धनं च शीघ्रतया प्रत्यागच्छति इत्येवं तत्र सञ्चारक्षेत्रे आरक्षणतन्त्रज्ञानम् अत्यन्तं साहाय्यम् अकरोत् इत्येव मे भाति विशेषेण केभ्यश्चित् वर्षेभ्यः प्राक् कुत्रापि गन्तव्यं चेत् तत्र कश्चन प्रदेशः अस्माभिः द्रष्टव्यः अथवा नगरप्रदेशे कस्यचित् गृहं प्रति गन्तव्यं तर्हि गन्तुं सुलभोपायः नासीत् तत्र तैरुच्यते स्म अयम् एवम् अस्माकं प्रदेशः अत्र अस्ति इति अस्माभिः पृष्ट्वा पृष्ट्वा अत्र कुत्र तत् कथं गन्तव्यं कः प्रधानः मार्गः कुत्र वामतः गन्तव्यं कुत्र दक्षिणतः गन्तव्यम् इत्यादिकं सर्वं पृष्ट्वा पृष्ट्वा गन्तव्यम् आसीत् अद्यत्वे तु सः क्लेशोः नास्ति अत्र गूगल् म्याप् उपयुज्य वयं यत्तकुत्रापि कमपि अपृष्ट्वा अपि सुलभतया गन्तुं शक्नुमः कदा कदाचित् क्लेशः भवेत् किन्तु आधिक्येन तद् उपयुज्य एव वयं सर्वत्र गन्तुं शक् शक्नुमः पुनश्च तेन कारणेन कियान् समयः अपेक्षितः कुत्रापि तत्र सम्मर्दः यानसम्मर्दः अधिकः अस्ति उत न इत्यादिकं सर्वं वयं अत्र मेप् द्वारा एव ज्ञातुं शक्नुमः इदम् अत्यन्तं तत्र सौकर्यं सौलभ्यं च जनितमस्ति इति मे भाति पुनश्च वसतिगृहस्य आरक्षणम् इत्यादिकमपि यदि अस्माभिः चिन्त्यते क्वचित् प्रदेशः यत्र यस्य प्रदेशस्य परिज्ञानमपि नास्ति तत्रत्यां भाषामपि न जानीमः तत्रत्य जनानामपि परिचयो नास्ति तादृशप्रदेशान् अपि वयम् एतादृशी व्यवस्था तन्त्रज्ञानकारणेन सुलभतया गत्वा तत्र उषित्वा दृष्ट्वा अपि आगन्तुं शक्नुमः इत्येतत् अत्यन्तं विशिष्टम् इति प्रतिभाति